हरिः ओं महोदय नमो नमः अहं बिहारप्रदेशे अस्य महाराष्ट्रप्रदेशे भ्रमणार्थम् आगच्छामि गन्तुमिच्छामि यदि तत्रैव स्थानं किं किमस्ति भ्रमणार्थं तर्हि धनं

अहं तु अहं देवालयः अपि देवालयः आं आमां हे भवान् धनमपि वदतु कुत्र कुत्र गच्छामि अहं पञ्च दिनानन्तरं अहं पुर्वीचम्पारण्मण्डलान्तर्गते निवसामि हा हां मम न् मम नाम ओं कौशिकस्ति अहं पुर्वी चम्पारन्मण्डलान्तर्गते अस्मि आं मम इच्छा अस्ति महराष्ट्रप्रदेशे गन्तुमिच्छामि धनं कति धनानि सन्ति धनमपि वदतु वदामि अहं चत्वारः जनाः सन्ति आं आमां मम मित्रं त्रयः मित्रं सन्ति एकम् अहमेव सन्ति चत्वारः जनाः सन्ति आमां एकजनः कृते वा तर्हि अहं चत्वारः जनाः सन्ति तर्हि भवान् भ्रमणार्थम् अत्र तत्र यदि देवालयः अस्ति तत्र गन्तुमिच्छामि यदि भवान् तस्य इच्छा अस्ति तर्हि भवान् धनं वदतु आम् पञ्च पञ्च प्रथमदिने कुत्र कुत्र ग भवान् भ्रमणार्थं गन्तुमिच्छति आं

तर्हि सर्वं सर्वत्र समीपे अस्ति वा आं तर्हि धनमपि ब तर्हि धनमपि वदतु

हा द्वितीयदिने कुत्र कुत्र गच् गच्छति आमां

आमां आमां आं तर्हि ए पर्लिवैद्यनाथे ज्योतिर्लिङ्गम् अस्ति वा आं तर्हि भोजनम् अहं मांसहारि ना खादामि यदि शुद्धशाखाहारिव्यवस्था अस्ति वा

तद्भोजनस्य धनं वदतु सर्वं कार न आं हेय् भवान्

चित्राणि अहं स्वीकरोमि आमां आम्